अहं भारतस्य इतिहासे ज्योतिषदृष्टिकोणं तथा च ज्योतिषद्वारा भारतेतिहासे महत्त्वपूर्णा सङ्घटना तस्याः कालनिर्णयस्य उपरि किं ब्लाग्स् लिखितवान् अहं यत् कार्यं कृतवान् तत् इण्टर्नेट् उपरि उपलब्धम् अस्ति मम कार्यस्य प्रेरणा अस्ति नीलेश् नीलकण्ट् ओक् एवं मम आचार्यः आशिश्वर्यः तेषां प्रेरणाद्वारा अहम् एतादृशं बृहत् कार्यं तस्य साधनां कृतवान् मम प्राधान्यतया तु ब्लाग्स् यदस्ति तद् आङ्ग्लभाषायाम् एवं हिन्दी मध्ये अस्ति परन्तु मम् मनसि इच्छा अस्ति अहं यद् लिखितवान् तद् तेलुगु

संस्कृतं मराठी इत्यादिषु प्रान्तीयभाषासु एवम् अन्यभाषासु अपि भवेत् तत् कारणात् किं भवति इत्युक्ते जनाः नूतनविषये अवगन्तुं अवगमननं न भवति तेषां दृष्टिगोचरे यत् विषये न आगच्छति यत् एतादृशविषये न आगच्छति तस्य ते अवलोकनं कर्तुं शक्नुमः एवं तथा च ते नूतनज्ञानं प्राप्तुं शक्नोति तद्वारा अहमपि ज्ञातवान् भारते प्राचीनभारते अपि जनाः ज्योतिषस्य कृते महत्त्वपूर्णं स्थानम् आसीत् तद् द तदर्थमेव जनाः यद्राज्ञः आसीत् तेषां पार्श्वे ज्योतिषज्ञाः भवेयुः इति प्रात प्राचीनकाले अपि नियमः आसीत् तद्वारा अहं ज्ञातवान् अस्मिन् काले अपि यदा सामान्यजीवने दैनिकजीवने ज्योतिषस्य प्रभावम् अस्ति एवं तथा च दैनिकजीवने ज्योतिषस्य प्रयोगं कथं भवितुं शक्नुमः इति मम मनसि आगतं एवं तद् द्वारा तथा च अहं बहुषु यद् कार्यं कृतवान् तस्य श्रेयः अपि तेषां कृते भव आचार्यस्य कृते अस्ति तथा च यद् सामान्यजनस्य कृते तद् नूतनं ज्ञानं भवति भवति इति मम आशयः